अध्ययनावसरे तु कष्टम् अनुभूतमिति न गुरुकुले तु सम्यगासीत् सर्वम् अतः किमपि कष्टं नानुभूतं किन्तु वृत्तिस्थाने नाम यदा गुरुकुलं समाप्तं तदा तु अहं किञ्चित् भिन्नमपेक्षितमिति बहिर्गतवान् बहिर् बाह्यराज्ये आसम् तदा तु किञ्चित् भाषायाः विषये कष्टमासीत् यतः आङ्ग्लभाषा तु शून्यमेव नागच्छति स्म अहं बहिरासम् तत्र तु छात्राः पञ्चदशराज्यात् आसन् अतः आङ्ग्लभाषा एव माध्यमं आसीत् माध्यमम् आसीत् अतः बहु कष्टमनुभूतं पुनश्च तत्रैव ट्रैबल् छात्रेभ्यः अहं पाठयामि पाठयामिस्म तदापि किञ्चित् कष्टमनुभूतं यतः तत्र प्रदेशीयस्थानं न जानामिस्म किञ्चित् आङ्ग्लभाषा आगच्छति मम भाषा आगच्छति किन्तु तेषां भाषा एव भिन्ना अतः तैः सह बहु कष्टम् अनुभूतं किन्तु अन्ते च यदि साधितं तर्हि आनन्दः भूयते स्म